तस्य स्थानस्य जनैः क्षेत्रविशेषे यत् नृत्यं क्रियते तत् लोकनृत्यं कथ्यते अर्थात् लोकनृत्यम् क्षेत्रविशेषस्य व्यक्तिभिः क्रियमाणः सामुदायिकनृत्यं भवति लोकनृत्यं कस्यचित् क्षेत्रविशेषस्य समुदायस्य च सह सम्बन्धः भवति लोकनृत्येषु संस्कृतिः अभिव्यक्तः भवति लोकनृत्यप्रदर्शनस्य विशिष्टाः नियमाः न भवन्ति लोकनृत्यानां नियन्त्रणं कस्यापि संस्थायाः वा कस्यापि वर्गस्य वा कर्तुं न शक्यते सर्वेषां स्वतन्त्रता भवति बहुषु नृत्येषु बहवः नर्तकाः प्रसिद्धाः सन्ति यथा भरतनाट्ये यामिनीकृष्णमूर्ति मीनाक्षीसुन्दरं पिलायि कृष्ण कृष्णमूर्तिः सोनल्मान्सिंग् एस् के सरोज् मोहनि अट्टम् नृत्ये गीतगायकाः श्रीदेवी हेमामाल्नि गोपिकावर्मा रागिनीदेवि कुचिपुडिमध्ये राधारेड्डि रजारेड्डि कत्थकाभ्यन्तरे गोपीकृष्णा चन्द्रलेखा अहं नृत्यं प्रतिदिनं पश्यामि परं मम प्रियनर्तकः केचन् एव सन्ति यथा महिलासु माधुरिदिक्षित् हेमामाल्नि तथा पुरुषेषु गुरुरन्धावा इत्यादयः